मूल्याङ्कनं मूल्याङ्कनं मिन्स् स्टेम्प्स् डोक् टिकेट् सङ्ग्रहं विद्यार्थिनां शिक्षायां बहु उपयोगं भवति अस्मिन् सङ्ग्रहणक्रियायां छात्राः विविध विविधदेशविषयेषु ज्ञानं प्राप्नुवन्ति डोक् टिकेटाः भिन्नेषु देशेषु संस्कृतीषु ऐतीश् ऐतिहासिकेषु घटनासु च जानक ग अव ज्ञानं ज्ञानं ददाति तैः विविधदेशीय राजदानिभिः स सम्स्कृतिभिः च विद्यार्थिनः परिचिताः भवन्ति अनेन तेभ्यः भौगोळिकम् ऐतिहासिकं च ज्ञानं वर्धते अपि च सङ्ग्रहणक्रियायां छात्राः मध्ये संयमाः नियमाः च वर्धयति तस्मात् डोक् टिकेट् सङ्ग्रहः विद्यार्थिनां मनसि जिज्ञासाम् एकाग्रतां सङ्कलनातां कौशल्यं च वर्धयति तथैव संस्कृतेः रक्षणम् अनन्तरं पूर्वं ये महापुरुषाः आसन् इत्यपि ज्ञायते अस्माकं मौल्याङ्कनानाम् उपरि यत् चित्रं अस्माभिः दृष्टं पूर्वम् यदा तादृशम् अस्माभिः न ज्ञायते तथैव अस्माकं संस्कृतेः रक्षणमपि तत्र स्टाम्प्स् मध्ये भवति अनन्तरं सैण्टिफ़िक् एन्क्वेरी अपि वयं कर्तुं शक्नुमः कस्मिन् काले एतत् सर्वम् आसीत् इति तदा ज्ञायते ततैव शिला शिलाखण्डाः शिलासङ्ग्रहः विध्यार्थिनां शिक्षायां अतीव उपयोगी अस्ति शिला पृथिव्याः विविधेषु स्थलेषु पार्यते अनेन छात्राः भौगोलिकज्ञानं रसायनशास्त्रं खनीज विज्ञानं च अद्ययनं कर्तुं शक्यते शिलानां विभिन्नाः प्रकाराः संरचनाः गुणधर्मश्च विद्यार्थिभिः ज्ञायते तस्मात् तैः पृथिव्याः रचना परतः परताः उत्थानप्रक्रिया च अवगम्यते शिलासङ्ग्रहणेन छात्राणां जिज्ञासा परीक्षा परीक्षणाशक्तिः शोधकौशल्यं च वर्धते अनेन पर्यावरणस्य रक्षणाय अपि स सञ्जागाः भवन्ति अतः शिलासङ्ग्रहणं विद्यार्थिनां कृते समग्रसिक्षायां सहायकं भवति इति सर्व शिक्षण सर्वे शिक्षकाणाम् अभिप्रायः अपि भवितुम् अर्हति तथैव मूल्याङ्कनानां तथा पाषाणखण्डानां कण्डानां सङ्ग्रहणस्य विषये विद्यार्थिनाम् उत्साहः उत्साहः वर्धते तत्र तेषां किम् अस्ति क्या कियद्वयं सङ्ग्रहणं कृतवन्तः इत्यपि तेषाम् उत्साहः भवितुम् अर्हति